अधुना अध्ययनं कुर्वन् अस्मि अद्वैतवेदान्तशास्त्रं तत्र मूलग्रन्थाः वर्तन्ते वेदान्तसारः वेदान्तपरिभाषा इत्यादिग्रन्थाः तत्र वेदान्तपरिभाषाग्रन्थः तु धर्मराजाध्वरीन्द्रेण धर्मराद्रा द्वरीन्द्र्य आचार्यैः रचितः वर्तते तत्र कुतः लिखितः एतादृशग्रन्थः नाम तेन बोधाय मन्दानां वेदान्तार्थावलम्बिनी धर्मराजाध्वरीन्द्रेण परिभाषा वितन्यते इत्यनेन श्लोकेन धर्मराजाध्वरीन्द्रेण धर्मराजाध्वरीन्द्रः आचार्यः वेदान्तार्तावलम्बिनी नाम वेदान्ते ये प्रवर्तयितुमिच्छन्ति मन्दानां तादृशानां मन्दानां बोधाय सुखबोधाय एतादृशग्रन्थस्य रचना कृता वर्तते एवं रूपेण तत्र अयं ग्रन्थस्तु किम् उद्ग्रन्थः एव परन्तु अस्य पठनेन बहु शास्त्रे तु बहु प्रयोजनमपि वर्तते उद्ग्रन्तेषु ये विचाराः कृताः वर्तन्ते सः विचाराः अत्र अत्रापि कृता वर्तते अधुना तत्शास्त्रमहं पठन्नस्मि तदेव ग्रन्थमपि पठन्नस्मि तत्र सारः नाम वेदान्तसारः इत्यादिषु व्युत्पत्तिक्रियाकथा वर्तते नाम आकाशाद्वायुः वायोरग्निः अग्नेरापः अद्भ्यः पृथिवी पृथिव्या औषधयः इत्येवं रूपेण आकाशाद् वायुः वायुः अग्निः इत्येवं रूपेण व्युत्पत्तिः क्रिया उक्ता वर्तते पुनः कारणशरीरं नाम किं स्थूलशरीरं नाम किं सूक्ष्मशरीरं नाम किम् इत्येवं रूपेण समष्टिव्यष्टि अभिप्रायेण तत्रापि उक्तं वर्तते तत्र अपि च शरीराणि कानि सप्तदश अवयोपेतमेव शरीरम् इति उक्तं वर्तते इत्येवं रूपेण तत्त्वमसि अहं ब्रह्मास्मि इत्यादिवाक्यानां कुत्र तात्पर्यं नाम अखण्डार्थः अखण्डार्थबोधके एव तात्पर्यम् इत्येवं रूपेण तस्मिन् शास्त्रे उक्तं नाम प्रकरणग्रन्थेषु उक्तं वर्तते इत्येवं तत्र महावाक्यानि चतुष् चत्वारि महावाक्यानि सन्ति अहं ब्रह्मास्मि प्रज्ञानं ब्रह्म अयमात्मा ब्रह्म तत्वमसि इत्यादि इत्येवम् अहं ब्रह्मास्मि इति अखण्डार्थकबोधकवाक्यं वर्तते एते चत्वारि अपि वाक्यानि अखण्डार्थकबोधकानि